अधुना जनानां रुचिः भिन्नम् अस्ति केवलं केचित् जनाः एव सङ्गीतसाहित्य अभिरुचिं प्राप्नुवन्ति अस्य क्षेत्रस्य वर्धनार्थं बाल्यादेव बालानां कृते सम्यक् रीत्या बोधितव्यम् शालसु भवितव्यमेव किमर्थमित्युक्ते एषा मानसिक समाधानमपि दास्यति भिन्नभिन्नशैल्याः सङ्गीतं साहित्यं नृत्यम् नाटकम् अपि द्रष्टव्यमेव अस्ति तदा तदा किमर्थं भिन्ना भिन्ना इति आलोचनमपि भवति अपि च अस्माकं किं परिणानं करो कर् परिमाणं परिणामं करोति इति चिन्तनीयं यथा वयं जानीमः सङ्गीतसाहित्यं विना वयं तु पुच्छविहीनपशवः भवामः अतः तासु कलासु मग्नाः भवितव्यमेव